संस्कृतभाषाम् अहं मैत्रियीगुरुकुले अधीतवती गुरुकुलम् आगत्य तत्र मम संस्कृतज्ञानं प्राप्तं गुरुकुले प्रतिनित्यमपि संस्कृतभाषया एव व्यवहारः क्रियते अतः मया एकमासे एव संस्कृतभाषा अधीता प्रतिदिनं तस्याम् एव भाषायां प्रयोगः क्रियते तस्य एव उपयोगः क्रियते इति कृत्वा मया अधुना सुलभरूपेण सरलतया संस्कृतं सम्भाषयितुं शक्यते सौलभ्यं वर्तते तत्र एवं संस्कृतेन सह मम अनुभवः तावत् एवं वर्तते मया संस्कृतं सम्भाषते इति एव मम सन्तोषः वर्तते प्रतिनित्यमपि तस्याम् एव भाषायां व्यवहारः अपि भवति एवं सा भाषा तु अधुना सर्वत्र अपि न उपलभ्यते सर्वे अपि अन्यां भाषायाम् अन्या भाषया एव उपयोग प्रयोगं कुर्वन्ति परन्तु या प्राचीना भाषा वर्तते संस्कृतभाषा तस्यां भाषायाम् अहम् अधुना व्यवहारं करोमि तां भाषां जानामि इति मम गर्वः वर्तते सन्तोषः अपि वर्तते एवं संस्कृतभाषया व्यवहारं करोमि तां भाषां सम्भाषयामि इति कृत्वा मम आनन्दः वर्तते